स्वास्थ्यसेवा परिवहन् शिक्षादीनां मूलभूतानाम् आवश्यकतानां दृष्ट्या नगरं ग्रामम् उत्तमं कर्तुं सर्वकारात् अहं बहु इच्छामि सर्वप्रथमं राज्यसर्वकारः भवतु अथवा केन्द्रसर्वकाराः सर्वकारस्य इच्छाशक्तिः बलीयसी अस्ति यस्य सर्वकारस्य यस्य प्रदेशस्य यस्य केन्द्रस्य इच्छा बलवती भवति तत्र उत्तमाः कार्यक्रमाः भवन्ति विकासश्च भवति अहमिच्छामि तत्र सर्वकारः सर्वप्रथमं निष्पक्षतया व्यवहारं कुर्यात् एवञ्च संविधानस्य पालनं कारयेत् एवञ्च ये कार्यकर्तारः सन्ति ते सर्वे अपि सम्यक् रीत्या सेवाभावया च कार्यं कुर्युः अनेन किं भवति अस्माकं देशे उत्तमवातावरणस्य निर्माणं भवति भ्रष्टाचारः मास्तु सेवाभावः भवतु एवञ्च जयतु भारतं जयतु राष्ट्रं जयतु संस्कृतम्